हरि ओम् आम् सत्यम् योगपटुः अस्मि अहम् आम् आम् क्षम्यतां भवत्याः परिचयः

आ निश्चयेन भवितुं शक्नोमि समस्या नास्ति वदतु कुत्र आगन्तव्यम्

आम् आम् भवन्तः चिन्तयन्तु अहं तु सुन्दरसुन्दरस्थलेषु चित्राणि स्वीकर्तुम् इच्छामि

आम् निश्चयेन इच्छामि आम् आम् उत्तमः उत्तमः स्थलेषु स्थलेषु एव इच्छामि यथा इदानीं उत्तमपरिसरं हरितवर्णस्य वातावरणं कुत्र अस्ति तद् सर्वम् अहं बहु इच्छामि आम् आम्

भवत्याः भवति वदतु कदा आगतव्यम् इति तदा अहम् आगमिष्यामि परश्वः आरभ्य मम कार्याणि सन्ति श्वः भवति चेद् सम्यक् भवति स्म मम कृते केवलं सूर्यस्य समये नास्ति भगिनि केवलं सूर्यस्य समये मास्तु सूर्योदये अपि वयं स्वीकुर्मः सम्यक् भवति न न न न अहं जानामि अहंं जानामि तत्र अरण्ये अपि सूर्योदयसमये उत्तमभावचित्राणि आगच्छन्ति अहं स्वीकृतवती अस्मि अहं तु बहुभ्यः वर्षेभ्यः योगाभ्यासं कुर्वती अस्मि न न न एवं भवती कथं सम्भाषणं कर्तुं शक्नोति न भगिनि अहं तु तथा न इच्छामि भवती यदि इच्छति अहं आगमिष्यामि नो चेद् भवती अन्यं पश्यतु यतोहि माम अतिथिरुपेण तु बहुत्र आहूतवन्तः सन्ति अन्य छायाचित्रग्राहकाः अपि माम् पृष्टवन्तः अहम् अन्यत्रापि गन्तुं शक्नोमि चिन्तयतु भवती अस्तु सर्वम् उक्तवती धनस्य विषये तु न उक्तवती अस्तु अस्तु आम् अस्तु तर्हि राम् राम् मिलामः